बाल्ये अहं कदाचित् द्वारस्य निकटे क्रिडन्ती आसम् तदा द्वारे तु पिपिलिकाः सहजतया भवन्ति एव किन्तु इयं तु कृष्णवर्णीया महती च आसीत् अस्माकं भाषायां तु कट्टेरम्बु इति उच्यते स्म सा द्वारे अटन्ति आसीत् तस्याः पृष्टतः मया हस्तः स्थापितः बाल्ये तु किमपि न ज्ञायते स्म तदा सा मम हस् अंगुलि अंगुलिं सम्यक् दष्टवती यदा सा दषितवति तदा रक्तम् अपि आगतम् तदा गृहे सर्वे बान्धवाः आसन् सर्वेऽपि हसितवन्तः तथापि मयि तु रोदनम् आरब्धम् आसीत् मम मातुलः ये सन्ति तैः रक्तादिकं हस्ताद् प्रक्षाल्य गत् सम्यक् कृतम् आसीत् इयं घटना किमर्थं विशिष्टा इति चेत् अधुना यद्यपि श्रोतॄणां तोषः अर्थात् हासः आगच्छति तथापि मयि इतोऽपि पिपिलिकाः भीतिः न गता अस्ति तस्मात् लघु वयसि या कापि घटना भवति सा यदि मनसि सम्यक् दृढा स्थिता अस्ति तर्हि तद्विषयक अभिप्रायः अस्माकं न परिवर्त्यते इत्यत्र इयं घटना उदाहरणीभूता मम कृते